अहं योगगक्षासु भागं गृण्हामि अहं प्रातः पञ्चवादने उत्थाय योगासनार्थं योगकक्षायां भागं गृह्णामि तत्र बहवः आगच्छन्ति तत्र कक्षायां मह्यं भिन्नः एव अभिप्रायः प्राप्तुं शक्नोमि अहं तत्र बहवः भवन्ति मह्यम् एकम् आसनं कर्तुं न शक्नोमि चेत् तद् अन्यान् दृष्ट्वा इदम् अहमपि कर्तुं शक्नोमि इति मयि सः भावः आगच्छति यदि अहं गृहे एकाकी एव योगासनं योगासनं करोमि तर्हि तथा भावः नागच्छति अतः गृहे अहं योगासनं करोमि चेत् अपि च तत्र योगः योगशालायां यदि अहं योगासनं करोमि तर्हि अजगदान्तरव्यत्ययः व्यत्यासः वर्तते तद्वदेव कक्षासु अहं यदि योगासनं करोमि तर्हि भिन्नः एव अभिप्रायः यदि गृहे करोमि तर्हि भिन्नः एव अभिप्रायः वर्तते तदेव उक्तवान् यदि कक्षायां यदि करोमि तर्हि सर्वं कर्तुं शक्नोमि इति भावः मयि उत्पन्नः भवति गृहे चेत् अहमेकाकी कदाचित् अहं कर्तुमपि न शक्नोमि किमर्थं नाम मम समीपे तथा अट्मोस्वियर् इति यद् उच्यन्ते नाम वातावरणं तथा उत्पन्नं न भवति अतः कक्षायामेव अनुभवः भिन्नः वर्तते अत्रापि गृहे अपि गृहे एव अनुभवः भिन्नः वर्तते